भारतस्य मुख्यानि तीर्थक्षेत्राणि तत्र एकः वर्तते उज्जैन् उज्जैन् नगरं भारतस्य मध्यप्रदेशराज्यस्य प्रमुखं नगरमस्ति पुरा इदं नगरम् उज्जैनी इति नाम्ना प्रसिद्धम् आसीत् इदं नगरं क्षिप्रानद्याः तटे स्थितम् अस्ति इदम् एकं प्राचीनं नगरमस्ति इदं विक्रमादित्यस्य राज्यस्य केन्द्रम् आसीत् इदं नगरं कालिदासनगरी इत्यपि ख्यातमस्ति अत्र प्रतिद्वादशवर्षेषु एकवारं सीहस्तकुम्भोत्सवः महाकुम्भमेलः भवति भगवतः शिवस्य द्वादशज्योतिर्लिङ्गेषु अन्यतममहाकालेश्वरनामकं ज्योतिर्लिङ्गम् अस्मिन् नगरे स्थितमस्ति उज्जैन्नि नगरं मध्यप्रदेशराज्यस्य इन्दोर् महानगरात् पञ्चपञ्चाशत् कि मी दूरे अस्ति अस्य प्राचीनानि नामानि अवन्तिका कनकशुङ्का इत्यादीनि ग्रन्थेषु मिलन्ति इदं मन्दिराणां नगरम् अस्ति अत्र अनेकानि तीर्थभूतानि द्रष्टव्यानि स्थानानि सन्ति द्वितीयमस्ति रामेश्वरं रामेश्वरं भारतस्य तामिल्नाडुराज्यस्य रामनाथपुरमण्डलस्य लघु नगरमस्ति तमिल्नाडुदेशस्य दक्षिणपूर्वभागे मन्नारखाते रामेश्वरद्वीपे रामेश्वरं नगरम् अस्ति अयं द्वीपः पवनद्वीपः इति कथ्यते पवनद्वीपः पं पम्बनसेतूनां मुख्यभूमिभारतेन सह सम्बद्धः अस्ति श्रीलङ्कातामिल्नाडुयोः मध्ये मन्नार् खाते अयं भवति श्रीलङ्कादेशस्य मन्नाद्वीपात् रामेश्वरं पञ्चाशत् कि मी दूरे अस्ति रामेश्वरे द्वादशज्योतिर्लिङ्गेषु अन्यतमं रामनाथस्वामिमन्दिरमस्ति अनेन रामेश्वरं हिन्दुधर्मस्य पवित्रस्थानेषु अन्यतमं मन्यते धन्यवादः